अत्र समु विवाहः इत्युक्ते पूर्वं तु यद् वयं जानीमः विवाहः इत्युक्ते द्वयपरिवारस्य मेलनं भूत्वा अन्यः यत् भवति तद् मेलनं कृत्वा समाजस्य कृते किञ्चित् आदर्शरूपेण यदा वयं सर्वे जानीमः किम् उत्तम विवाहः इत्युक्ते रामलक्ष्मणौ वा अन्यान्यत् अर्जुन कृष्णः इत्युक्ते विवाहं वयं जानीमः पूर्वं जानीमः विवाहः इत्युक्ते बहवः जनाः एकत्र आगत्य च हास्यं हसन्ति वा किमपि कार्यं कृते तस्य वातावरणम् अधिकं अन्यत् भिन्नं भिन्नं भवति किं वक्तुं शक्नि उल्लासः उल्लासदायि वातावरणं भवति विवाहकारणात् समुदायविवाह इत्युक्ते द्व पूर्वापरं तु पूर्वापरम् इत्युक्ते यत् अस्माकं विवाहमध्ये प्रक्रिया भवति सप्त प्रदक्षिणां कृत्वा यस्य ये बालिका ये स भवति तस्य मेलनं यत् पुरुषः पुरषेण सह भवति तस्य आजीवनं आजीवनं जीवनं ज्ञापनं तेन स तस्या स तस्याः स भवति तस्य अड्जस्टमेण्ट् इत्युक्ते अस्माकं मध्ये अस्ति किं दोषः वा भेदः भिन्नं भिन्नं भवति परन्तु एकत्र आगत्य सम्पूर्णं कार्यम् आजीवनं ज्ञापनीयम् इति विवाहः मध्ये भवति